एतत् सीवनकलासम्बद्धं सद्यकाले किमपि लक्ष्यं मम नास्ति तथापि अहं जानामि यत् सा कला जनानां कृते महती आवश्यकता अस्ति तस्य कौशलं अपि जनाः अपेक्षन्ते तदर्थं अग्रिमकाले सा कला मया इतोप्यधिकतया मया पठनीयं इति विचारः अस्ति